हरिः ओं महोदय नमस्ते मञ्जुनाथ महोदय नमस्ते अहं श्रीहरिः इति तीर्थहल्लितः अहं कुशलम् अस्मि महोदयः भवान् कुशलमस्ति वा महोदयः तत्र सिलेबस् मध्ये किञ्चित् क्लेशः अस्ति तत्र छात्राणां कृते किञ्चित् किञ्चित् क्लेशः इति छात्राः वदन्तः सन्ति पठ्यविषये सत्यं सत्यं महोदय तत्र सन्धिः भव भविष्यति वा तत्र सन्धिः

सत्यं महोदय

सत्यं महोदयः माहेश्वरसूत्राणि सन्ति आं महोदय माहेश्वरसूत्रं तु पाठितं मया पाठितं तत्र माहेश्वरसूत्रे

त अस्तु महोदय परन्तु तत्र माहेश्वरसूत्रमध्ये प्रश्नाः कथं भविष्यति इति वक्तुं शक्यते वा तत्र अच् अक्षराणि सन्ति अस्तु अस्तु कति सूत्राणि सन्ति शक्यते शक्यते शक्यते महोदय तेन अङ्काः अपि अधिका अधिकाः अङ्काः प्राप्तुं शक्यते

अस्तु समीचीनं समीचीनं भविष्यति

सत्यं सत्यं सत्यं महोदय सत्यं सत्यं महोदय तथा च अधिकानि अङ्काः प्राप्तुं शक्यते किल छात्राः तेन प्रश्नेन

सूत्ररूपेण सत्यं महोदय वक्तुं शक्यते ओ स सत्यं सत्यं तथा च तत्र सन्धिविभागः अस्ति किल अग्रिमः भागः अच् सन्धिः भविष्यति अच् अच् सन्धिः अच् सन्धिः ता ततःपरं सत्यं महो स सत्यं महोदय

तथा च हल् हल् सन्धिः हल् सन्धि प्रकरणं तेन तत्र हल् सन्धिप्रकरणे कथं प्रश्नाः भविष्यन्ति महोदय उत्तमं मार्क्स् ते छात्राः प्राप्त्यर्थं सत्यं महोदय

अस्तु महोदय अति मुख्य सन्धिः तथा च तद्रीत्यापि प्रश्नाः सत्यं सत्यं

झलां जशोऽन्ते इत्यादि रूपेण तथा च य यरो यरोनुनासिकोनुनासिको वा इति सन्धिः तत्र अनुनासिकसन्धिः अपि तत्र भविष्यति किल

सत्यं महोदय

आम् बहु समीचीनतया भबवद्भिः वार्तालापं जातं महोदय अत्र अनेन छात्राः अपि अधिकानि अङ्काः स्वीकर्तुं शक्यते शक्यते त शक्यते महोदय बहु समीचीनं जातं महान् प्रमोदः जातः मम धन्यवादः महोदय धन्यवादः पुनर्मिलामः पुनर्मिलामः